मम उद्याने वर्धित पुष्पाणि यदि मम कृते वनः अस्ति नर्तुं मनः अस्ति तर्हि मम कृते यावद्धर्तुं मनः अस्ति तावद्धरामि पुनः फलान्यपि यद् मया इष्यते तत् खादामि पुनः पार्श्वस्थजनेभ्यः यच्छामि यदि बहु आयान्ति बहु फलपुषाणि आयान्ति तर्हि तर्हि तद् क्रयणार्थं प्रेष्यते पुनः बन्धुभ्यः अपि दीयते तेन अस्माकं कृते तेषां तेषां कृते अपि सन्तोषः भवति तस्य अस्माभिः एव खादनीयं सर्वमपि खादनीयं भवति अस्मा अस्माभिः खादित्वा यदि अलं भवति तर्हि तत् विक्रयणार्थं विक्रयणार्थं यच्छामि